वयं भारतस्य इतिहासं श्रृण्मः चेत् इतिहासे बहु जनाः कति धैर्येन कार्यं कृतवन्तः अस्माकं स्वातन्त्र्यं दातुं कति धैर्येण होराटं कृतवन्तः वयं किमपि कुर्मः चेत् तत् सर्वं स्मरणीयम् वयं किमर्थम् इत्युक्ते वयं किमपि कुर्मः चेत् किमपि प्रारम्भयामः तत् अर्धे त्यजामः तत् न करणीयम् इति अस्ति किमर्थं वयं स्वातन्त्रसमये अस्माकं पूर्वजाः होराटं कृतवन्तः ते सार्धे एव त्यक्तवन्तः चेत् अस्माकम् इदानीं स्वातन्त्रयः न लभ्यमानाः आसीत् मह्यं तत् उपरि गर्वः अस्ति पुनः अस्माकं भरतीयसंस्कृतिः किम् अस्ति तत् बहु अत्यमूल्यम् अस्ति आङ्लजनाः एकवारम् उक्तवन्तः भारतं वयं नाशं कुर् कुर्मः चेत् तत् संस्कृतिं नाशं कुर्मः चेत् तावदेव तद्भवति इति उक्तवन्तः तत् प्रति एव गुरुकुलशिक्षणव्यवस्था अपि नाशं कृतवन्तः ते एतद्वयम् तत् भारतीय संस्कृतिं वयं पठितुं बहु गर्वः अस्ति पुनः स्वातन्त्रयसङ्ग्रामे बहु जनाः मुख्यपात्रं निर्वाहितवन्तः तन् मध्ये व वयं बहू श्रुण्मः चेत् गान्धीजी पुनः नेहरू बहू श्रुण्मः वयम् ते द्वित्रः अपि बहु सम्यक् होराटं कृतवन्तः द्वित्राणाम् अपि अन्या अन्य पन्तः अस्ति किन्तु ते ते तन्मध्ये बहु सम्यक् कार्यं निर्वाहितवन्तः वयं स्वातन्त्रयसङ्ग्रामे बहु जनानां स्मरणीयम् इति वदामि